अद्यत्वे विश्वे सर्वाधिकं महत्त्वपूर्णः विषयः अन्नस्य आपूर्तिः अस्ति विगतपञ्चत्रिंशत् वर्षेषु जनसङ्ख्यावृद्धेः द्विगुणाधिकं दरेण अन्नस्य माङ्गल्यं वर्धितम् अस्ति वस्तुतः खाद्यकृषिसङ्गठनस्य प्रतिवेतनानुसारं वैश्विकजनसङ्ख्यायाः दश पर्सेण्टेज् भागः अथवा अष्टशतं मिलियनजनाः कुपोषिताः सन्ति तेषां कृते सा क्रियां स्वस्थं च जीवनं जीवितुं पर्याप्तं भोजनं नास्ति कृषिक्षेत्रे आधुनिकप्रौद्योगिक्याः उपयोगः व्यापकः अस्ति अनेकप्रकारेण कृषकाणां सहायं कृतम् अस्ति नूतनानाम् उन्नतानां शा प्रौद्योगिकानां स्वीकरणेन सहायं कृतम् अस्ति प्रौद्योगिक्याः उपयोगेन कृषिप्रक्रिया अपि सुलभाकार्यकुशलता च अभवत् अस्मत् सस्यानाम् उत्पादकतां गुणवत्तांशं वर्धयितुं केषां युक्तीनाम् उपयोगं करोति तदेव मृदा संवेदकः मृदार्द्रतयाः जी पि एस् प्रौद्योगिकी स्वचालनं मौसमनिरीक्षणं ट्रेन् उपग्रहप्रतिमा भवति